हरिः ओम् नमस्कारः आम् आं म् अहं तु चिन्ताजयः एव भवान् कः इति अहं न जानामि इतः पूर्वं भवतः नाम न शृतं आ हा आं प्रायः दिनद्वयात् पूर्वं खलु एवम् एवम् आम् हा यद्यपि अद्य मम अन्यः कार्यक्रमः वर्तते समावेशः अस्य मध्यान्हे पुनरपि भवान् वदतु किम् अस्ति इति चिन्तयामः आं श्वः अस्तु अस्तु परश्वः तु कार्यमस्ति अतः श्वः एव कर्तुं शक्नुमः एवं ह्म्

एकस्मिन् क्षणे एव एवम् एवं

एवं अवश्यम् अवश्यं न न कृष्णवर्णीया एव

हा सम्यक् सम्यक्

आं श्व् अस्तु श्वः तु भवति परश्वः अन्यत् अन्यः कार्यक्रमः वर्तते श्वः कुर्मः श्वः प्रातः हा आं दशवादने एकवारं दूरवाणीं करोतु आं धन्यवादः